भारतीयपरम्परायां भारतीयसंस्कृतौ च वरदक्षिणापद्धतिः बहुकालात् प्रचलिता वर्तते सा च श्रद्धया सर्वैः पालिता एतावता किन्तु तथापि इदानीन्तन काले अस्य विषये अस्माभिः युवजनैः चिन्तनं क्रियमाणं वर्तते अधुना अस्यां परम्परायां न्यूनता आनेतव्या इति कृत्वा वरैरेव अस्य निषेधः क्रियते तद्गृहजनैरपि ये शिक्षिताः सन्ति तैः विचिन्त्य अस्य निषेधः क्रियते तथापि केषुचित् ग्रामेषु अथवा नगरेष्वपि बहुषु स्थलेषु इयं परम्परा अधुनापि प्रचलिता दृश्यमाना अस्ति तत्र वरस्य उपायनरूपेण धनं वा आभूषणं वा काचित् सम्पत्तिः गृहसम्पत्तिर्वा भूमिर्वा दीयते तेन सह अन्येपि केचन उपायाः वर्तन्ते उपयनानि कानिचन वर्तन्ते ताः अपि वरदक्षिणा रूपेण दीयन्ते एवं च अस्य वरदक्षिणायाः स्वरूपं वर्तते